त्वया प्रथमः किं छायाचित्रं गृहीतं कस्मिन् वयसि च तद्विषये वद मम प्रथमभावचित्रम् अतः छायाचित्रं वर्तते किं नाम मम माता पिता पितरौ कदा बहिर्गन्तौ बहिर्गतवन्तौ नाम तत्रैव मम पार्श्वः ग्र पार्श्वग्रामे मम ग्रामस्य पार्श्वे एकः ग्रामः एकः ग्रामः अस्ति तस्मिन् ग्रामे एकं लघु मम प्रथमे वर्षे एकं छाया चित्रं गृहीतमासीत् तत्तु अधुनाहम् आल्बम् इति यद् उच्यते तस्मिन् अन्विषामि अधुनापि न मिलति मम तु बहु इष्टतमं आसीत् तद् भावचित्रं किन्तु अधुना न मिलति अनन्तरं मम पञ्चमे वर्षे अथवा षष्ठे वर्षे पुनः बहु छ् छायाचित्रं स्वीकृतं किन्तु तस्मिन् अहं बहु सम्यक् न आसं किन्तु प्रथमे वर्षे यदा आसं तदा अहं बहु स्थूला आसं बहु सम्यक् पश्य पश्यामि स्म आम् अधुना अन्विषामि चेत् तद् न मिलति क्वचित् गतम् इति मयापि न ज्ञातं अधुना अस्मिन् क अधुना तु मया प्रतिदिनमपि प्रतिदिनम् इति न कदाचित् बहिर्गच्छामि चेत् कस्य किमपि विशिष्टं स्थलं पश्यामि चेत् किमपि अद्भुतं किमपि पश्यामि चेत् तदा तस्याः छाया छायाचित्रीकरणं भवतु अथवा मम मया छायाचित्रं स्वीकरणं भवतु इत्यादिकं क्रियते एव इतोऽपि अस्माकं सख्याः मिलित्वा क्वचित् गच्छामश्चेत् देवालयं गच्छामश्चेत् तत्रापि स्मरणार्थं वा भवतु इति तत्र अस्माभिः छायाचित्रं सर्वं स्वीक्रीयते